मम मण्ड्या प्रदेशः वर्तते तत्र एकः लघुः ग्रामः तत्र तावत् प्रधानमार्गतः मम ग्रामं प्रति आगन्तव्यं चेत् किलोमीटर् द्वयं भवति तत्र कापि व्यवस्था बस् व्यवस्था वा द्विचक्रवाहनस्य वा चतुष्पा चतुश्चक्रिकावाहनस्य वा व्यवस्था कापि नास्ति सा व्यवस्था कल्पनीया अपि च अथवा तत्रापि लघुग्रामः इत्यतः जनानां निकटे धनव्यवस्था इत्यादिषु क्लेशः भवति तदपि ईषद् न्यूनं कर्तव्यं पुनः जलादिव्यवस्थादिषु अपि न्यूनता कर्तव्या वर्तते लघुग्रामः इत्यतः मार्गः समीकर्तव्यः वर्तते सञ्चारव्यवस्था तदानीमेव सुभगतायाति इति मम एकः अभिप्रायः वर्तते स च सर्कारं प्रति निवेदनीयः